विरामकाले मया तत्र शाटिकायाः कृते कुच्चु कटोदिति कन्नडभाषाया यदुच्यते तादृश कार्याणि अपि अकरवम् त तेन महान् लाभाः एव जातः तेन प्राप्तं धनम् एव अहम् अग्रे मम शिक्षणार्थम् उपयुक्तवती तत्र तस्यां परियोजन परियोजनायां उद्धस्ता न कापि दृष्टा परन्तु अधिक किं लाभः एव मया दृष्टः अतः किम् इत्युक्ते सर्वैः अपि विरामकाले अधुना तु किमपि सम्मर् केम्प् तादृश ग्रीष्मशिबिरम् इत्यादि स्थानेषु अपि प्रेष्यन्ते छात्राः एतेन अस्माभिः स्वयं किं ईदृश क्षेत्रेषु समर्थाः भवे अस्माभिः भवितव्यम् इति चेत् ईदृश्यः लघु लघु विद्याः अपि पठनीयाः तेन अस्माकं किं कौशलवर्धनं भवति अपि च स्व सामर्थ्यम् अधिकं वर्धयितुं शक्नुमः अन्यान् पाठयितुं शक्नुमः स्व स्वावलम्बी जीवनम् अस्माकं भवति